छायाचित्रणं मम जीवने अत्यन्तम् आशादायकं प्रोत्साहनदायकं कार्यम् सर्वदापि तत्कर्मं करोमि चेत् जीवनोत्साहः अधिकः भवति प्रकृतिः सर्वेणापि सर्वदा सुन्दरी द्रष्टुं न शक्यते कदाचित् सूर्योदयः केनचित् सुन्दरः दृष्टः स्यात् कदाचित् सूर्यास्तकालः केनचित् दृष्टः स्यात् तत्तद्दर्शनकाले मनसि अत्यन्तम् आनन्दः भवति तम् आनन्दं प्रसारयितुं मम कृते बहुधा इच्छा भवति अतः नित्यम् अथवा सप्ताहानुरोधेन कदाचिद् मासे विशेषेणं यदा यदा कालः लभ्यते तदा तदा छायाग्रहणं करोमि किञ्च छायाचित्रणम् अनुवर्तयितुं मम का प्रेरणा नाम अत्यन्तं सौन्दर्येण युक्तः अयं निसर्गः एव मम प्रेरणादायकः नित्यं परिवर्तनं भवति नित्यं परिणामः यदा यदा भवति प्रतीक्षणम् अन्यथा दृश्यते कदाचित् पूर्वं द्रष्टुं सुन्दरं दृश्यम् अहं यदि न गृह्णामि छायाग्रहणेन तर्हि तद् अन्यैः द्रष्टुं न शक्यते इति मम कृते भाति अतः सर्वोपि इदं पश्येदिति इच्छा मयि या जागर्ति सा एव इच्छा छायाचित्रणम् अनुवर्तयितुं मम प्रेरणास्थानीया वर्तते यदा यदा पक्षिणं पश्यामि नूतनं देवालयं गच्छामि अथवा सूर्यम् अनुदिनं पश्यामि तदा सर्वदापि तस्य छायाचित्रणं कर्तव्यमिति आसक्तिः भवति अतः सर्वदापि अहं जीवने छा छायाचित्रणम् अनुवर्तयन्नेव भवामि तत्र सुन्दरी इयं प्रकृतिरेव सुन्दरः अयं निसर्गः एव मम प्रेरणा